नमो नमः महोदय भवतः पार्श्वे दूरवाणी अस्ति महोदय दूरवाण्यः साप् अस्ति आं महोदय अहं एकां दूरवाणीं स्वीकरोमि इच्छा अस्ति गेलेक्सी ट्वेण्टि थ्री महोदय मम एकवारं श्रुणोतु मित्राणि केऽपि कोपि मित्राणि वदन्ति कि गेलेक्सी ट्वेण्टि वन् उत्तमा दूरवाणी अस्ति धनं तु महोदय मम पार्श्वे विंशतिः धनमस्ति अस्तु महोदय तु एकवारं भवान् सर्वेषाम् अपि जानका वीवो वीवो अस्तु अस्तु अस्तु महोदय अम तो सिक्स् जीबी सिक्स् जीबी मध्ये दूरवाण्यः काः काः सन्ति सिक्स् जीबी मध्ये काः काः दूरवाण्यः सन्ति सेम्सङ्ग्

महोदय रेड्मि ओर् सेम्सङ्ग् द्वयोः चित्राणि मम अपि प्रेषयतु एकवारम् अहं पश्यामि इच्छामि

महोदय एकवारम् अहं प्रेष् दर्शयामि एतत् पश्चात् अहम् आन्लैन् आर्डर् अपि करोमि अस्तु अस्तु महोदय प्रेषयतु अहं पश्यामि